प्राचीनभारतस्य बहु रोचकः चक्रवर्ती अस्ति विक्रमादित्यः विक्रमादित्यशका विक्रमशका इति वदन्ति अनन्तरं विक्रमादित्यः एव वेतालस्य नियन्त्रणं कृतवान् इति वदन्ति वेतालपञ्चविंशतिः इति ग्रन्थे इति कथामालिकायां तस्यैव कथा भवति तथैव नवमणि नवमणयः ख्यातो वराहमिहिरो नृपते सभायां रत्नानि वै वररुचिर्नवविक्रमस्य इति नवमणिनाम् आश्रयदाता अपि विक्रमादित्यः अस्ति अतः विक्रमादित्यः अत्यन्तं प्रसिद्धः तस्य कथा अपि बहु रोचका रोचककथा भवति इति मे भाति